अस्माकं पाठशालायाः नूतन भवनस्य उद्घाटनं अभवत् तदपि मोदी महाशयेन उद्घाटितम् इत्यतः बहु सन्तुष्टः अस्मि एवञ्च अस्म आ अद्यत्वे भारतीयजनाः अभिमानस्थानं निर्वहन्ति अन्यत्र सर्वत्र इत्यतः अद् अद्यत्वे प्रचलितविषु उत्तमः विषयः इति भाति एवञ्च नानाभागेषु अभिवृद्धिः जायमाना वर्तते तथा च इतोपि समाजविषयेषु तत्र तत्र क्लेशः अपि दृश्यते किन्तु तत् सर्वं दूरीकृत्य अभिवृद्धिपथे वयं सर्वं सर्वे गच्छामः तादृशविषयाः यदि भवन्ति अभिवृद्धिविषये अथवा सामरस्य विषये भवन्ति चेत् तादृशवार्तानां श्रवणं अथवा पठनं मम आसक्तिदायकम् भवति